आम् मम इष्टतमः लेखकः अस्ति तस्य नाम वीस खाण्डेकर् तस्य जन्म महाराष्ट्रस्य साङ्गलीनगरे अभवत् पूर्वजीवने तस्य अभिनयस्य नाटकनिर्देशनस्य च रुचिः आसीत् वीसखाण्डेकरस्य लेखनं वस्तुनिष्ठमस्ति हृदये समाजकल्याणस्य प्रगतेः च अकाङ्क्षा वर्तते भाषायाः लालित्यं सजीवकल्पना परोपकारः समाजकल्याणस्य प्रवर्धनं च तस्य लघुकथानां लक्षणम् अस्ति यतः तस्य कल्पना अतीव तेजस्विनी आसीत् तस्मात् तस्य लेखनशैली तेजस्वी लेखनेन सामाजिकजीवने मनोरञ्जनम् अपि च टिप्पणीं कर्तुं च आसीत् खाण्डेकरस्य लेखनेन मानवतायाः गभीरता दृश्यते तस्य लेखनेषु मनुष्यस्य विषये अपारं विश्वासः प्रकटितः अस्ति सः नूतनप्रकारस्य रूपकस्य विकासं कृतवान् उपन्यासः कथा कविता लघुनिबन्धः समीक्षा चलच्चित्रं कथा नाटकं चित्रं अनुवादः इत्यादिषु साहित्यस्य विभिन्नं विभिन्नविधासु सः बहु लेखनं कृतवान् अस्ति वृत्तपत्रलेखनं पुस्तकसम्पादनक्षेत्रेषु अपि सः चिह्नं कृतवान् खाण्डेकरस्य कथायां रचनाकौशल्यस्य तकनीकीविशेष विशेषज्ञतायाः च अभावः अस्ति परन्तु कथायाः लेखनद्वारा व्यक्तं जीवनदर्शनं भक्तिः च पाठकान् प्रभावितं करोति अत एव वीसखाण्डेकरः जीवनं जीवनीलेखकः इति प्रसिद्धः अस्ति जीवनस्य कृते कला तस्य समग्रलेखनस्य सूत्रम् आसीत् तस्य कथासु उपन्यासेषु च अनेकभाषासु चलच्चित्रं दूरदर्शनमाला च निर्मितं तस्य साहित्यस्य अन्येषु भारतीयभाषासु विदेशीयभाषासु च अनुवादः अभवत् तस्य उल्का उपन्यासे मराठीभाषायाः चलच्चित्रं प्रदर्शितम् अन्तरि चादिवा इति खाण्डेकरस्य पटकथानां पुस्तकसङ्ग्रहः उपलब्धः अस्ति तयाति कादम्बरी कृते साहित्य अकादमिपुरस्कारः पद्मभूषणपुरस्कारः तया ती कादम्बरी कृते ज्ञानपीठपुरस्कारः कोल्हापुरस्य शिवाजीविद्यालयः विद् विश्वविद्यालयः तस्मै डी लीट् डाक्टर् आफ़् लिट्रेचर् इति पदव्या पुरस्कृतम् वीसखाण्डेकरः सम्पूर्णजीवने चतुस्सप्ततिः पुस्तकानि लिखितवान् अस्ति तेषु ययाति इति तस्य बहु प्रसिद्धं पुस्तकम् अस्ति अन्यानि पुस्तकानि देवता पटकता आगर्कर् व्यक्ति अणिविचार क्रौञ्चवध पाषाणपूजा मध्यरात्र साहित्यशिल्पी चितिचस्पर्श वामणमल्लार्जोषि व्यक्तिविचार् काञ्चनमृग सूर्यकमळे धर्मपत्नी इति प्रसिद्धानि पुस्तकानि सन्ति